अहं प्रतिदिनं तु मम स्नानफेनकं मञ्चू्र् इति नाम्ना एकं स्नानफेनकं बहु विख्यातमस्ति अहं तस्य उपयोगं करोमि स्वास्थ्यय बहु लाभः अस्ति तत्र प्रतिदिनम् अहं तस्य उपयोगमेव करोमि मम पत्नी मम पुत्री सर्वे गृहजनाः सदस्याः अपि मञ्चू्र् नाम स्व तत् लेपनं कृत्वा उत्तमरीत्या उपयोगं कुर्वन्ति भवन्तः अपि समानरीत्या उपयोगं कुर्वन्तु इति मम अपेक्षा